मया बाल्यकाले एव चित्रकलायाः अभ्यासः आरब्धः वर्तते मम तत्र रुचिः अधिका वर्तते यतः मम कुलकार्यं कुलकार्यं वर्तते शिल्पं शिल्पकार्यं तत्र तू चित्रं तु अपेक्षितमेव इत्यतः मम चित्रकलायां रुचिः अधिका जाता अहं बाल्यकाले एव चित्रकलायां चित्रकलायां प्रविष्टः तत्र बहु अभ्यासम् अहं कृतवानस्मि एवं प्रतिदिनमहं बाल्यकाले प्रतिदिनमहम् उपदशचित्राणि लिखामि स्म वर्णयुक्तचित्रं वर्णरहितचित्रमपि अहं लिखामि लिखामि स्म मम कृते वर्णरहितचित्रं बहु सम्यक् लिखितमागच्छति वर्णसहितचित्रे तु कदाचित् क्लेशम् अनुभवामि मम कृते वर्णसङ्करः कर्तुं न ज्ञायते अतः क्लेशः भवति किन्तु कदाचित् वर्णसहितचित्रमपि सम्यक् कर्तुम् अहं प्रयत्नं करोमि एवं तत्र चित्रकलायां मम अभिरुचिः जाता अहं मम इष्टतमः चित्रकारः वर्तते मम अग्रजः अनन्तरं रविवर्मः इति स चा पुरातनकालीनः चित्रकारः तस्य एकं चित्रं वर्तते रामः सीता रामसीतायाः च चित्रं वर्तते तत्र किं मया लक्षितम् इत्युक्ते रामः हनुमन्तं पश्यति हनुमान् रामस्य पादं पश्यति किन्तु सीता जनान् पश्यन्ती भवति जनाः सीतां रामं लक्ष्मणञ्च पश्यन्तः भवन्ति तत्र एकः पिपीलिकः भवति तस्य छाया छायायाः अपि तस्य किं चित्रलेखनं सः कृतवान् वर्तते तत्र किं लक्षणीयमित्युक्ते सर्वेषां दृष्टिः अन्यत्र अन्यत्र वर्तते इति तत्र सम्यक् प्रदर्शितमस्ति तेन अतः सः मया बहु इष्टः चित्रकारः